सामाजिकपरिरक्षणे अभिवृद्धौ च कार्यक्रमाः अस्माकं प्रदेशे बहवः प्रचलन्ति तेषां मध्ये एकमस्ति काल्ययोजना एषा योजना अस्माकं प्रदेशस्य कृषिजनानां कृते बहुसहायकतां क्वरो करोति अस्माकं प्रदेशस्य कृषिजनानां अस्मिन् योजनामाध्यमेन बहुलाभान्विताः भवत् भवन्ति सर्वकारीयसहायकतापि बहु आगच्छति कथं न अस्माकं कृषिजनानां कृते आर्थिकसहायता एवं कृषिद्रव्याणां कृषिकार्यक्षेत्रेण अपेक्ष्यते द्रव्याणां बहवः निश्शुल्केन सर्वकारः कृषिजनानां कृते दास्यति तर्हि कृषिजनानां बहु कृषिजनानां कृते बहु सहायकं सहायकं भवति इति